मम पाकशालायां बहु पात्राणि सन्ति तत्र वेल्लनं पीठं कूकर् अनन्तरं चषकः चमसः बहु पात्राणि सन्ति अनन्तरम् वाटिका स्थालिका कंसः एवं सर्वं भवति तत्र कुकर् मध्ये तु वयं पाकं कर्तुं शक्नुमः अन्नं तत्र स्थापयामि तत् शीघ्रं शीघ्रतया अन्नम् अन्नं निर्माणं भवति इत्युक्ते ओदनस्य निर्माणं शीघ्रं भवति कुकर् मध्ये तर्हि मम सहायं भवति पाकः पाककलायाम् अनन्तरं शाकं करोमि तत्र एकं पात्रं भवति तस्मिन् पात्रे तैलम् अनन्तरं बहु बहु किमपि किमपि तत्र स्थापयित्वा शाकं करोमि रुचिकरः शाकः भवति अनन्तरं किं शक्यते सूपः भवति सूपार्थमपि एकं पात्रं दीर्घपात्रं भवति दीर्घपात्रे एकदीर्घस्थालिकायाम् अहं रोटिकां रोटिकायाः कृते गोधूमचूर्णं स् स्वीकरोमि तत्र जलं स्थापयामि तस्य समीकरणं करोमि रोटिका रोटिकानां निर्माणं करोमि एवं सर्वं मम भोजनशालायां भवति भिन्नभिन्नपाकानि भवन्ति तत्र पायसं भवति अवलेहस्य अवलेहनिर्माणे मम बहु रुचिः भवति तर्हि अहं भिन्नभिन्नवस्तूनां यथा हरिद्रायाः लवणं निर्माणं करोमि हरिद्रायाः अवलेहनिर्माणं करोमि निम्बुकस्य आम्रफलस्य एवं बहु किमपि कार्यम् अहं मम पाकशालायां करोमि